कूलर्यन्त्रं तु अतीव श्रेयस्करं भवति अथ च कूलर्यन्त्रम् सामान्यजनानां कृते अपि क्षेमकरं भवति यतो हि सामान्यजनाः सामान्यजनाः अतीवन्यूनेन धनेन अपि क्रयणं कर्तुं शक्नुवन्ति

सामान्यजनानां कृते कूलर्यन्त्रं तु एश्यपेक्षया श्रेष्ठं भवति यतो हि कूलर्यन्त्रेण वायुमण्डले न कापि समस्या भवति एस्यपेक्षया तु ए एशि एसि एशि तु वायुमण्डले उष्ण वायुना व् वायुना वायुमण्डलस्य हान् हानिं क्षतिकरं च प्रददाति अतः कूलर् यन्त्रं तु सामान्यजनानां कृते अतीवसमीचीनं भवति